मम मातृभाषा अस्ति तमिळ्भाषा तमिळ्संस्कृतयोः महान् कश्चित् गाढः सम्बन्धः वर्तते यथा माहेश्वरसूत्राणि सम्प्राप्य पाणिनिमहर्षेः व्याकरणं रचितवान् इति वयं जानीमः तथैव शिवात् कानिचनसूत्राणि सम्प्राप्य अगस्त्यमहर्षेः तमिळ्व्याकरणं रचितवान् इति काचित् प्रथा प्रसिद्धा श्रूयते इत्यतः तमिळ्भाषा इति उभयोः भाषयोः महान् सबन्धः अस्ति तमिळ् भाषायां प्रयुज्यमानेषु शब्देषु प्रायेण चत्वारिंशत् प्रतिशतं शब्दाः संस्कृतशब्दाः भवन्ति यथा वयम् किन्तु किञ्चित् भिन्नरीत्या उच्चारणं मात्रं कुर्मः वयम् उदाहरणार्थम् एकं पदं स्वीक्रियते चेत् तस्मिन् पदमध्ये विद्यमानानि कर्कषव्यञ्जनानि मृदुव्यञ्जनानि कृत्वा उच्चारणं कुर्मः उदाहरणार्थं कुटुम्बः इति संस्कृतं पदमस्ति वयं तमिळ्भाषायां वयं कुडुम्बम् इति वदामः नाटकम् इति संस्कृतभाषायां यत् उच्यते नाडगम् इति संस् तमिळ्भाषायां वदामः कुङ्कुमम् इति संस्कृतपदम् अस्ति तदेव तमिळ्भाषायां कुङ्गुमम् इति वदामः आरम्भे कर्कषव्यञ्जनं भवति मध्ये विद्यमानं कर्कशं व्यञ्जनं मृदुः कृत्वा उच्चार्यमाणमस्ति दृश्यते उच्चार्यमाणं दृश्यते एवम् संस्कृतभाषया तमिळ्भाषा एव प्रभाविता इव दृश्यते मम अभिप्रायेन तमिळ्भाषया संस्कृतभाषा प्रभाविता वा इति निश्चयेन वक्तुं न शक्यते एषः मम विनयपूर्वः अभिप्रायः